क्रीडाप्रतियोगितानां स्थापनं वा समूहो वा सर्वत्रापि प्रचलति यथा विश्वविद्यालये प्रैमरि स्कूल्तः आरभ्य विश्वविद्यालयतः सर्वत्रापि क्रीडा कर्तुं शक्यते एव परन्तु राजकीयसमूहाः स्वकीय नामवर्धनार्थं सर्वत्र वा धनप्रापत्यर्थं रा क्रीडा प्रतियोगितां स्वीकुर्वन्ति तेषां कारणं देव भवति अस्माकं वोट् अपेक्षते कार्यार्थं क्रीडार्थं तस्य किमपि अपेक्षा न वर्तते तेन किं भवति ये जनाः क्रीडितुम् इच्छन्ति ते तेषां कृते एव वोट् दास्यन्ति अथवा धनम् अधिकमितोपि भवति सेण्ट्रल् तः यद्धनं क्रीडार्थं ते स्वीकुर्वन्ति तेषाम् अर्धधनं तु स्व एव स्वीकुर्वन्ति एव अतः धनलाभः अपि राजकीयसमूहानां कृते वर्तते एव तेन क्रीडार्थं ये जनाः विद्यार्थीनः आगच्छन्ति सम्यक्तया क्रीडन्ति तेषां नामानि तु न वर्धन्ते